स्वसहायसमूहस्य विषये अहं किञ्चित् वक्तुमिच्छामि भारतदेशे अनेके जनाः विशेषतः महिलाः सम्यक्तया अध्ययनं न कुर्वन्ति शिक्षणं न प्राप्नुवन्ति अतः तासां कृते कथञ्चित् धनसम्पादनार्थं कौशलं दातव्यम् इति मम मतिः अतः तदा तत् तन्निमित्तं किं भवति गृहे महिलाः यद्यपि ते अनक्षरः अनक्षरस्थाः तथापि उद्योगं कृत्वा किञ्चित् धनसम्पादनं कर्तुं शक्नुवन्ति इति मम चिन्तनम् सो उदाहरणार्थं मैसूरुनगरे म अहं बाल्यकाले वनितासदना इति प्राथमिकशालायां पठितवान् नैन्टीन् थर्टि सेवेन् वर्षे शालायाः आरब्धः जातः तथा तदा आरभ्य अधुनापि शालायाः निर्वहणं महिलाः एव कुर्वन्ति पाठनं पठनं सर्वं महिलाः एव कुर्वन्ति अन्यः विषयः अपि महिलाभ्यः कौशलम् उदाहरणार्थं सीवनं पाठयन्ति घटानां निर्माणं पाठयन्ति स्म पूर्वम् अधुना सीवनम् अपि चा सिल्क् स्क्रीन् प्रिण्टिङ्ग् इति नूतनं स्किल् अपि कौशलम् अपि शालायां महिलाः प्राप्नुवन्ति सो तत् तादृशं कौशलं प्राप्स्यानन्तरम् अन्यत्र कुत्रापि गत्वा कार्यं कृत्वा धनं प्राप्तुं शक्नुवन्ति अथवा यानि वस्तूनि ताः निर्मिताः निर्मितानि तानपि विक्रीय धनं प्राप्तुं शक्नुवन्ति सो अतः सः स्वसहायसमूहस्य अवसराः अनेकाः सन्ति इतोपि आवश्यकाः इति एव मम मतं धन्यवादः